अहं सम्भाषणसन्देशे याः विनोदकणिकाः आगच्छन्ति ताः विनोदकणिकाः पठित्वा बहुवारम् अहं हसितवान् वस्तुतः तत्र संस्कृतमाध्यमेन लघुकथाः अपि भवन्ति विनोदकथाः भवन्ति तत् अहं यदा पठामि तदा स्वतः एव मनसि प्रसन्नता भवति हासः आगच्छति तत्र विनोदकणिकानां यथा उपन्यासः क्रियते तेन स्वाभाविकरूपेण मनसि आह्लादकारणात् हासः उद्भवति तेन बहु आनन्दः आगच्छति पुस्तकं यदा मम हस्ते प्रतिमासम् आगच्छति तदा तत्क्षणम् एव प्रप्रथमम् अहं विनोदकणिकायाः यः भागः वर्तते तमेव भागम् अहम् उद्घाटयामि तस्य एव भागस्य अहम् अध्ययनं कृत्वा हासम् अनुभवामि अनन्तरं ये अन्यविषयाः सन्ति तान् पठामि